अस्माभिः उत्पादितानां धान्यानां विक्रयणम् अस्माकं ग्रामे एव कर्तुं शक्यते तत्र ये विपणयः सन्ति ते तानि धान्यानि स्वीकुर्वन्ति यावत् धनं दातुं शक्यते तावत् धनमपि यच्छन्ति किन्तु पूगफलानां विक्रयणार्थम् अस्माकं ग्रामे किमपि व्यवस्था नास्ति अतः किञ्चित् दूरं गत्वा पूगफलानां विक्रयणं करणीयं भवति